इदानीं प्रश्नः एषः भवति संस्कृतभाषिणः स्वव्यक्तित्वं परम्परा च भाषाद्वारा कथम् अभिव्यञ्जन्ते इति संस्कृतं नाम देवभाषा इति प्रथितं प्रथितं प्रथिता वाणी भवति तत्र सम्यक् कृतम् अर्थात् संस्कारसम्पन्नवाणी भवति संस्कृतभाषा तत्र संस्कृतभाषिणः अथवा संस्कृतं भाषा परिपोषकाः अथवा संस्कृतप्रेमिणः वेषधारणे तेषां सम्भाषणे अथवा आतिथ्यमर्यादया अथवा तेषां व्यवहारे अपि तस्य प्रति प्रतिफलनं सम्यग्रीत्या द्रष्टुं शक्यते यतः संस्कृतभाषाद्वारा निश्चयेन अनेकानां मूल्यानां पाठनं करोति तद्वत् अस्माकं भारतदेशस्य संस्कारः अपि तत्र प्रतिफलति अस्माकं प्रत्येकता भारतदेशस्य प्रत्येकता अपि एतत् भवति अपि अतिथिः अतिथिः देवो भव इति तत्र आतिथ्यसत्कारे एवं गुरुजनानां गुरुजनानां तत्र शुश्रूषायां च श्रद्धा तत्र अन्ये सम्यक् रीत्या भविष्यति इति सत्यं भवति मम अभिप्राये संस्कृतभाषिणः अथवा संस्कृतप्रेमिणा वेषधारणम् अतीव ललितरीत्या इति मम अभिप्रायः तेषां सम्भाषणामपि मृदुलरीत्या अथवा सम्यक् संस्कारयुक्ता च भवति इति मम अभिप्रायः इत्थं तत्र अनेकानां मूल्यानां आचरणमपि ते क्रियन्ते इति मम अभिप्रायः अतः निश्चयेन भारतसंस्कारस्य सम्यक् पोषणार्थं तस्य अवगमनार्थं च विद्यालये मध्ये विद्यालयतः एव संस्कृतभाषायाः पाठनं करणीयम् इति मम अभिप्रायः